पञ्चादशाधिकद्विसहस्रतमवर्षस्य आगस्ट मासस्य चतुर्दशदिनाङ्कः द्विसहस्रतमवर्षस्य नवम्बर मासस्य सप्तमदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य जुलै मासस्य त्रयोदशदिनाङ्कः विंशत्यधिकद्विसहस्रतमवर्षस्य मार्च मासस्य तृतीयदिनाङ्कः विंशत्यधिकद्विसहस्रतमवर्षस्य फ़ेब्रवरि मासस्य एकोनविंशतिदिनाङ्कः